अस्माकं प्रदेशं तु विद्युताश्रित प्रदेशः अस्ति अत्र तु सर्वदा विद्युत् भवति काश्चन समये विद्युत् निष्काषयन्ति परन्तु तत् समये एव अस्माकं यू पि एस् अस्ति अतः जन्रेट्र् अपि अस्ति विद्युत् प्रति किमपि समस्या न भवति